तन्त्रज्ञानविषये ग्रामीणक्षेत्रे सम्मुखीक्रियमाणाः समस्याः अस्ति एव अस्याः समस्यायाः प्रमुखतया समस्या अन्तर्जालविषये अस्ति यः अन्तर्जालसमस्या किञ्चिद् न्यूना भवति तर्हि वित्तादिप्रेषणार्थं तर्हि वित्त इत्यादिप्रेषणार्थं समस्या जायमाना वर्तते अतः अस्याः अथवा किमपि आन्लैन् सर्वमपि कार्यं भवति तत्रापि समस्याः जायन्ते अस्याः समस्यायाः निवारणं सम्यक्तया अन्तर्जालं नेट्वर्क् इत्याख्या यदि भवति तर्हि सम्यक् भवति एव अतः सर्वप्रथमं ग्रामीणक्षेत्रे एतत् प्रमुखसमस्या वर्तते